अहं तव केब् यानं ह्यः बुक् कृतवान् अस्मिन् दिने यत्किमपि अनिवार्यकारणं भवति तदर्थं केब् केन्सल् कृतं मया कृपया वित्तं पुनः दातुं शक्यते वा अहं पूर्वमेव गूगल् पे द्वारा वित्तं भवतः कार्यालयं प्रति दत्तं तव केब् विलम्बेन आगच्छति इति हेतोः केन्सल् कृतं कृपया वित्तं दीयतां